द्विसहस्रं विंशतिवर्षस्य जनवरि मासस्य पञ्चमदिनाङ्कः द्विसहस्रं विंशतवर्षस्य फ़ेब्रवरि मासस्य दशमदिनाङ्कः द्विसहस्रम् एकविंशतिवर्षस्य अक्टोबर् मासस्य पञ्चादशदिनाङ्कः द्विसहस्रम् एकविंशतिवर्षस्य नवम्बर् मासस्य त्रयोदशदिनाङ्कः द्विसहस्रं त्रयोविंशतिवर्षस्य मार्चमासस्य अष्टमदिनाङ्कः